मम किमपि इष्टतमं निट्टिङ्ग् उत सीवनस्य यूट्यूब् वाहिनी वा पुस्तकं वा सामाजिकमाध्यमस्य अकौण्ट् वा नास्ति किन्तु अहं यूट्यूब् माध्यमेन सीवनस्य प्रदर्शनं दर्शिनीं पश्यामि तेनैव अहं मम या समस्या अस्ति सीवनसमये तत्सर्वं निवारणं करोमि करोमि सीवनं सीवनस्य ज्ञानम् अति आवश्यकं किमर्थम् इत्युक्ते इदानीं लघु लघु समस्या यत् भवति तदर्थं शौचिकस्य सं समीपे गत्वा कर्तुम् अशक्यम् एव अतः गृहे एकं सीवनं यन्त्रम् अस्ति चेत् लघु लघु समस्या स्वयमेव निवारणं कर्तुं शक्यते अतः यदा कदापि मम समस्या भवति अहं यूट्यूब् मध्ये गत्वा वीडियो पश्यामि दृष्ट्वा यत् मम समस्या अस्ति तत् तत् तद् वीडियो दृष्ट्वा निवारयामि तत्र बहवः जनाः वीडियो स्थापयन्ति किन्तु मम कृते कन्नडभाषायां ये वीडियो स्थापयन्ति तदेव रोचते यतो हि तद् मम तद् मम मातृभाषा अस्ति अतः सम्यक् अवगच्छामि अपि च अहं तु कर्नाटके राज्ये वसामि तन्निमित्तं यानि वस्तूनि आवश्यकानि सन्ति तद् कुत्र प्राप्स्यन्ते तदपि ते सूचयन्ति अतः तत् क्रेतुम् अपि सरलं भवति अतः अहं सर्वदा अधिकतया कन्नडभाषायां ये चित्रं स्थापयन्ति वीडियो स्थापयन्ति तदेव अनुसरामि तम् अनुसरामि निट्टिङ्ग् मध्ये अधिका इच्छा नास्ति किन्तु एम्ब्राय्ड्रि मध्ये इच्छा अस्ति तदपि अहं पश्यामि यद् अहं जानामि यदहम् अधीतवती तदहम् अन्येषां कृते अपि वदामि एवम् अहं यूट्यूब् द्वारा अवगतवती भवन्तः अपि प्रयत्नं करोतु इति वदामि